अत्र बालेभ्यः पत्रिकासु के विभागाः सन्ति पत्रिकासु सप्ताहन्तेषु बालेभ्यः विशेष लेखाः केपि आयान्ति वा के इति प्रश्नम् अहं दृष्टवान् सप्तान्त् सप्ताहान्तेषु बहूनि पत्रिकाः आ पत्रिकाः आगच्छन्ति तेषु विशेषतया अस्माकं कर्नाटकराज्ये तु पुटानि उल्लासः तुन्तुरु अन्तरम् इदानीमहं संस्कृतं पठनस्मि संस्कृतेपि सम्भाषणसन्देशः इति पत्रिकापि आगच्छति अनन्तरम् एतादृशाः बहूनि पत्रिकाः आगच्छन्ति तेषु पत्रिकासु तासु पत्रिकासु बालेभ्यः विशेषाः लेखाः कथं भवन्तीत्युक्ते तत्र विशेषाः लेखाः नाम अत्र बहूनि चित्राणि वा अथवा कवनानि नन्तरं गीतानि अनन्तरम् चित्राणि गीतानि अनन्तरं ता एतादृशः बहूनि भवन्ति तत्र एतादृशानि बहूनि भवन्ति तत्रेव एकः चि एकं चित्रं भवति तत्र चित्रं कथं भवतीत्युक्ते तत्र एकस्मिन् स्थले मूषकः भवति अनन्तरम् एकस्मिन् स्थले गन्तुं मार्गः भवति परन्तु तत्र मार्गः कथम् अ अस्माभिः अन्वेषणीयम् इति भवति तत्र बालकानां कृते अथवा बालानां कृते एतद् एका एका क्रीडा इत्येव वयं चिन्तयामः

बालाः किमपि विशेषतया चित्रं निर्मान्ति चेत् तत्र काचित् किं चित्रं प्रसिद्धं वर्तते तत् पुटानि इति तत्र पत्रिकासु प पत्रिकायामपि सप्ताहान्तेषु तत् स्थाप्यन्ते एतादृशाः विशेषाः सन्ति पत्रिकाः बव् ब भव्याः पत्रिकाः सन्ति